आम् अहं वाद्ययन्त्रं वादितवान् अतः यक्षगानस्य कन्दुकं मद्दलं च इति अतः अत्र कन्दुकम् नाम चर्मवाद्यः इति प्रसिद्धः एव अतः अहं तया अत्यन्तं प्रभावितः अस्मि मम उपलब्धेः अर्थः अस्ति यत् यदि अहं तान् वाद्यानि वादयामि तर्हि अहम् अत्यन्तसुखी अनुभवामि अहं नागस्वरवाद्यस्य अधिकं विकासं कर्तुम् इच्छामि किन्तु नागस्वरो नाम देवालये स्थितः वाद्यः इति विशेषः